हरिः ओं भाषणाद् भाषा इति भाषा सूक्तस्य व्युत्पत्तिः प्रदर्शिता अस्ति प्रपञ्चे बह्व्यः भाषाः सन्ति इति वयं सर्वे जानीमः

सर्वासां भाषाणां कृते संस्कृतभाषा मातृभाषा भवति भाषासु मुख्या मधुरा गीर्वाणभारती इति संस्कृतभाषायाः विषये वाक्यं प्रसिद्धं वर्तते संस्कृतभाषा देवभाषा देवानां भाषा देवभाषा इति वयं जानीमः अनया भाषया एव अग्रे बह्व्यः भाषाः समुत्पन्नाः इति भाषाशास्त्रज्ञाः ग्रन्थेषु न निरूपयन्ति भाषा खलु भावस्य प्रकटनार्थम् अस्माकं मनसि को विषयोस्ति कः अभिप्रायोस्ति तम् अभिप्रायम् अन्यस्य कृते कृते प्रापणार्थम् एव एषा भाषा उपयुज्यते सर्वत्र अतः भाषामाध्यमेनैव मानवप्रपञ्चः अत्र जीवते सर्वासु भाषासु संस्कृतभाषा मातृभाषा किमर्थमिति चेत् संस्कृतभाषायां भाषायाम् संस्कारो अस्ति पाणिन्यादि महर्षिभिः भाषासंस्कारः विस्तृतः भाषासंस्कारवशादेव एषा देवभाषा बहु कालात् न परिवर्तिता अग्रेऽपि न परिवर्तिता भविष्यति यथा प्राक्तनकाले वेदकालादारभ्य संस्कृतशब्दानां विस्तारः संस्कृतशब्दानां रूपम् उच्चारणं वर्तते आधुनिककालेऽपि तथैव वर्तते अन्याः भाषाः विकृताः भवन्ति काले गते तासां परिवर्तनं दृश्यते संस्कृतस्य तथा नास्ति संस्कृतभाषा अतः एव प्रसिद्धा वर्तते संस्कृतभाषायां व्याकरणप्रक्रिया यथा वर्तते अन्यासु भाषासु तथा न दृश्यते बह्व्यः भाषाः संस्कृतव्याकरणादेव उपकृताः सन्ति अतः तत्रापि संस्कारः प्रवर्धितः प्रकटितश्च संस्कृतं संस्कारवशादेव अतः संस्कृतस्य भाषायाः योगदानं कियत् इति वक्तुं वयं न पारयामः यदि वदामश्चेत् आंशिकः एव योगदानम् अस्माभिः उक्तं भवति अतः संस्कृतभाषाविषये अतीव मुख्यतमः अंशः अस्ति अतः संस्कृतभाषायां संस्कृते ये विषयास्सन्ति ते सर्वेपि विषयाः अन्यासु भाषासु स् दृश्यन्ते संस्कृतादेव ते विषयाः स्वीकृताः इति वयं जानीमः